गृहोद्यानं परिपालयतुं वस्तुतः धनस्य अपेक्षा अस्माकं श्रमस्य मौल्यम् अधिकं भवति यतोहि गृहोद्यानम् इति अस्माकं अस्माकं बहु मूल्यवान् विषय अस्ति तत्र अस्माकं समाधानं भवति गृहोद्यानस्य कृते धनस्य अधिकम् आवश्यकता न भवति अल्पमूल्येन अपि तत् सर्वं वयं कर्तुं शक्नुमः किन्तु तत्र अस्माकं श्रद्धा आवश्यकी समर्पणम् आव आवश्यकम् तथा च अस्माकं परिश्रमः अपि दातव्यम् अनन्तरं परिवारजनानां सहकार्यमपि अपेक्षितं तत्र परिवारजनानां सहकार्यम् इति बहु मूल्यमानमस्ति तर्हि धनम् अल्पमौल्यं परिवारजनानां परिश्रमं बहु मूल्यम् इति अस्ति तर्हि तेन अस्माकं गृहोद्यानं यदस्ति उद्यानं तस्य संवर्धनं वयम् उत्तमतया कर्तुं शक्नुमः यथा तत्र भूमिनिर्माणं कर करणीयं भवति तत्र जल जलपालनं कर करणीयमस्ति जलं जलं दातव्यं भवति तत्सर्वम् एतत् एकेन तत्सर्वं न भवति तस्य कृते समग्रपरिवारस्य सहायता न अपेक्षितं भवति तर्हि सर्वेषां यदि अत्र सहयोगः भवति तर्हि तेन माध्यमेन व अस्माकं गृहोद्यानम् एकम् आदर्शं गृहोद्यानं भवितुमर्हति अस्माकं ममापि परिहं प्रयत्नमत्र न प्रचलति वयं सर्वे गृहजनाः मिलित्वा तस्य सस्यानां रूपणं रूपणं तस्य परिपालनम् एतत् सर्वं वयं कर्तुं कुर्मः अनन्तरं तेसु फलमपि वयं प्राप्नुमः फलम् इत्युक्ते समाधानम् अनन्तरं वयं स्वनिर्मितगृहे एतत् उद्यानमस्ति तेन यानि पुष्पाणि सन्ति तर्हि भगवान् भगवन्तस्य पूजाकृते देवपूजाकृते वयं तत् पुष्पाणि स्वीकुर्मः तत् एकं समाधानम् अस्ति तत् समाधानं तस्य मूल्यं कुत्रापि न भवति